वस्तुतः लेखनस्य द्वे मार्गे स्तः अतः उभयाधारेण जनाः स्वाभिव्यक्तिं प्रयच्छन्ति आदौ लेखनकाले मया अपि कर्गजाधारितः मार्गः स्वीकृतः यतोहि लेखनीं स्वीकृत्य कर्गजे यथा यदा लेखकाः लिखन्ति तदा लेखनी स्वयं स्वछन्दरूपेण विचाराणाम् अङ्कनं करोति इति मया अनुभूतं यद्यपि वर्तमानकाले लेखनाय टङ्कनम् एव सर्वैः क्रियते तथापि कर्गजे विचाराः तथा समायान्ति यथा कश्चन बालाः क्रीडाङ्गणं दृष्ट्वा